पात्रप्रक्षालनं प्रक्षालनस्य प्रक्रियां वद स्निग्धपात्राणां शोधनार्थं किं प्रयुञ्जसे पात्रप्रक्षालनन्तु अत्यावश्यकं यदि पात्राणि शुद्धानि न भवन्ति तर्हि स्वास्थ्यम् एव सम्यक् न भवति तस्मात् पात्रप्रक्षालनस्य विषये अहं सर्वथा श्रद्धां वहामि कदाचित् तत्र शुद्धता न भवति चेत् अहम् एव स्वयं प्रक्षाल्य पूजादिकार्यक्रमेषु तानि पात्राणि उपयोक्तुम् इच्छामि यदि पात्राणि शुद्धानि न भवन्ति कदाचित् पूजाम् अपि कर्तुं न इच्छामि तदा तथा वर्तते स्निग्धपात्राणां शोधनार्थं तु साम्प्रदायिकरीत्या मुरुत् इत्यादिकम् एव अहं गृहे यद् भवति तत् उपयुज्य निम्बूफलानि एवञ्च अन्यानि यानि वर्तन्ते तानि सर्वाणि गृहीत्वा शोधनार्थं प्रयतिष्ये यदि पात्रशुद्धिः न भवति तर्हि भाण्डशुद्धिः न भवति भाण्डशुद्धिः यदि न भवति तर्हि भक्तिशुद्धिः न भवति तस्मात् पात्राणां प्रक्षालनम् अत्यन्तम् आवश्यकम्